मम प्रियं पत् प्रिया पत्रिका नाम होसदिगन्त इति कन्नडभाषायाम् आगच्छति तत्र होसदिगन्तपत्रिके पत्रिकायां समीचीनाः विचाराः देशसम्बद्धाः राष्ट्रसम्बद्धाः सङ्घसम्बद्धाः विचाराः आगच्छन्ति नाम यदा गुरुजीजन्मदिनं भवति अथवा डाक्टर् जि जन्मदिनं भवति तद्विषये तेषां विषये तेषां साधनायाः साधनायाः विषये एवं राष्ट्रस्य तेषां कथं भक्तिः आसीत् इत्यादिकं सर्वं सम्यक् यच्छन्ति एवं यदि कश्चन क्रान्तिकारी तस्य जन्मदिनम् अस्ति तर्हि तद्विषये अपि सम्यक् तेषाम् अध्ययनं भवति तद्विषये ते सम्यक् निरूपयन्ति इत्येवं होसदिगन्तपत्रिकामध्ये एते विषयाः भवन्ति तेषामेव अङ्गरूपेण विक्रमः इति मासपत्रिका आगच्छति तस्यामपि तस्यामपि सम्यक् विभागः भवति के के विषयाः केन केन उक्ताः इत्यादिकं सर्वं तत्र लिखितं लिखितं भवति इत्येवं मासपत्रिकेषु विक्रमपत्रिका एवं दैनन्दिनपत्रिकेषु होसदिगन्तपत्रिका इति मम इष्टं भवति तत्यक्त्वा विजयवाणी पत्रिका सम्यक् भवति यतोहि तत्र चित्रादिकं यद्दीयते तत् सम्यक् स्वीकृतं भवति अन्यथा न कृतं भवति नाम पुत् चित्रमेव अन्यत्र भवति तत्र लिखितः विषयः एव अन्यत्र भवति इत्यादिकं न भवति सम्यक् तेषां प्रिण्ट् करणं कृतं भवति इत्यादिकं तद्विषये मम इष्टं इष्टं भवति एवम् बहूनि उल्लासः उत् उत्साहः इति पत्रिकाः आगच्छन्ति मासपत्रिकाः तत्र सर्वत्रापि देशसम्बद्धाः राष्ट्रसम्बद्धाः विषयाः आगच्छन्ति इति